अहं मम गृहसमीपे एकस्मिन् आपणे मछिलीपट्टनम् तः आनीत आनीतां कलंकरीशाटिकां कृतवती सा शाटिका तु सुन्दरा अस्ति वर्णसंयोजने अनन्तरं परिमाणे अपि उत्तमा अस्ति तां शाटिकाम् अहं सर्वेषु ऋतुषु अपि धरतुं शक्नुमि